अस्माकङ्ग्रामे प्रसिद्धाः विद्यालयाः इति नास्ति किमपि नास्ति सर्वे शिमोग्गानगरमेव गच्छन्ति दूरे अस्ति शारदाविलास पाठशाला अस्ति चित्तूरु संस्कृतविद्यालयः वा पाठशाला अपि अस्ति किन्तु होसल्लिजनाः तत्र न गच्छन्ति सर्वे शिव्मोग्गा एव गच्छन्ति तत्र सह्याद्रिविद्यालयः अस्ति डी वि एस् देशीयविद्याशाला इति एका अस्ति अनन्तरं आचार्यतुलसी कालेज् इति अस्ति अनन्तरम् इञ्जिनियरिङ्ग् विद्यालयः अस्ति जे एन् एम् सी इति अस्ति आनन्तरं वैद्यालयः वैद्यशिक्षालय तत्र सुब्बय्या इति तत्र वैद्यकीयशिक्षणं सुब्बय्या मेडिकल् कालेज् इति अस्ति अनन्तरं तत्र मेग्गान् इती वैद्यकीयविद्यालयः अपि अस्ति तत्र बहवः अद्ययनं कुर्वन्तस्सन्ति तत्रैव अद्ययनं कुर्वन्तस्सन्ति तत्र गुणवत्तायाः विषये सर्वे सन्तुष्टाः एव अत्र किमपि नास्ति विद्यालयान् पुरस्कुर्वन्ति च तत्र ये गच्छन्ती किमपि फ़ीस् भवति शुल्कः किमपि भवति ते दास्यन्ति तत्र एव अध्ययनं कुर्वन्ति तत् शिव्मोग्गा एव अध्ययनं कुर्वन्ति